मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणं वर्षे वर्षे विकासं प्राप्नुवन् अस्ति कथमिति चेत् सम्यक् रीत्या मु मूल्याङ्कानां प्रचलितव्यं महात्मानं चित्रं नर् निर्मीय मूल्याङ्कानां निर्माणं निर्माणं कर्तव्यम् अस्ति तादृशरीत्या वर्षे वर्षे विकासं प्राप्नुवन् अस्ति